अहम् एकदा मैसूरुनगरं गतवान् आसं ततः अहं तथा मम मित्राणि मिलित्वा बागलुकोटे प्रदेशं गच्छन्तः आस्म ततः वयं मैसूरु रैल्वे स्टेशन् गतवन्तः तत्र टिकेट् स्वीकृत्य त्री फ़ोर्टि फ़ै मध्ये रैल् यानम् आरुह्य आरुह्य उपविष्टाः ततः षड्वादनपर्यन्तम् अस्माकं प्रयाणम् आसीत् यदा यदा वयम् अन्तः गतवन्तः रिक्ते स्थाने सर्वे उपविष्टाः तथा च अस्माभिः बहु सन्तोषः सन्तोषेन सः रैलु यानप्रयाणम् आनन्देन आनन्दितः अनुभूतः सन्तोषेन अनुभूतः यदा वयं गच्छन्तः गच्छन्तः आसन् रैल् याने तदा अन्यानि अन्ये मित्राणि अपि प्राप्तानि तैः सह अस्माकं सम्भाषणमपि जातं ये अपरिचिताः आसन् तैः सह सम्भाषणं कृत्वा परिचयमपि मया प्राप्तं तथा वयं बागल्कोटे नगरं प्राप्तवन्तः तत्र अस्माकं मित्रम् एकः वसति सः अस्मान् सः स्वग्रामम् अटितुम् अटितुं नीतवान् प्रथमं वयं म्यूज़ियं नाम म्यूज़ियं गतवन्तः गतवन्तः तत्र बहु पूर्वं यद् नाण्यं यद् आसीत् तद् अस्माभिः दृष्टं पूर्वं बागल्कोटे नगरस्य चित्रीकरणं कथम् आसीत् इति दृष्टं तथा च तत्र शिल्पकलाः अनन्तरम् एकं तस्य तद् तद् ग्रामस्य गृहे किं किं भवति कथं तत्र जनाः वसन्ति कथं तेषां भाषाशैली अनन्तरं कथं तेषाम् आहारपद्धतिः कथं तेषां संस्कृतिः संस्काराः इत्यादिकम् अस्माभिः बहु ज्ञातं बहु ज्ञातं तथा च एवं तत् तस्य गृहे यदा आसन् तदा तस्य पिता अस्मान् बहु बोधितवान् तां तथा च वयं तत् ततः बिजापुरुनगरं गतवन्तः तत्र गोलुगुम्बज् इति ऐतिहासिकं प्राक् ऐतिहासिकम् एकं प्रदेशं तत्र यदा वयं गतवन्तः तस्य अन्तः यदि वयम् उपरि गत्वा एकदा एकवारं शब्दं कुर्वः कुर्मः तद् सप्तवारम् अस्माभिः प्रतिध्वनिः श्रूयते तस्य प्रतिध्वनिः तथा च तत्र उपयुक्तम् आयुधम् अनन्तरं युद्धे उपयुक्तं वाहनं कीदृशमासीत् इत्यादिकम् अस्माभिः ज्ञातं ततः वयं पाराकमन् इति प्रदेशं गतवन्तः तत्र राजा एकं स्थानं बाराकमन् नाम तत्र ट्वेल् फ़्लोर् निर्माणं कर्तव्यम् आसीत् परन्तु सः एकमेव कृतवान् किमर्थं नाम तत्र किञ्चित् क्लेशः जातः इति सः कृतवान् एवम् अस्माभिः तदपि ज्ञातम् अनन्तरं कमलस्य वा कमलस्य आकारेण विद्यमानम् एकं राजा भवनम् अस्माभिः दृष्टं तद् मोगल् तथा भारतीयशैली मिक्स् आसीत् एवम् अस्माभिः बहु समीचीनतया ता तस्य विषये ज्ञातम् एवं बहु आनन्दितम् अस्माभिः यदा पर्यटनं कृतम् अस्माकं मित्रैः सह तद् बहु सम्यक् आसीत् तथा बागल्कोटे प्रदेशविषये तथा च बीजापुरुप्रदेशविषये अस्माभिः बहु ज्ञातम्